पुष्पाणां सस्य आरोपणार्थं तु एकं बीजं लभ्यते तदानीय स्थापयामि अन्यथा पार्श्वगृहात् भगिनी किञ्चित् सस्यं कर्तयित्वा दद् ददाति वा इति पृच्छामि सा कञ्चन भागं कर्तयित्वा ददाति तदागत्य मृतिकायां आरोपयामि एवमेव पा पादपानाम् अपि यथा इदानीम् आम्रफलस्य भवतु तद् यद् खाद्यते अस्माभिः फलं तस्य बीजं किञ्चित् शुष्कीकृत्य प्रक्षाल्य शुष्कीकृत्य अनन्तरं यथा अङ्कुरः वर्धते तदा तदुत्तरं पुनः भूमौ संस्थाप्य वर्धनं क्रियते एवमेव अन्यानां अन्यफलानां यथा सीताफलम् अथवा पप्पाया भवतु एवम् ईदृशफलानाम् अपि एवमेव बीजारोपणं कृत्वा वर्धनं क्रियते धान्यानामपि एवमेव प्रथमम् अङ्कुरम् उत्पाद्य अनन्तरं भूमौ संस्थापनं क्रियते